हरि ओं नमस्ते भारती रेसार्ट् हा नमस्ते हा हा भवती कुतः आगच्छति कति जनाः भवत्या सह आगच्छन्ति

अस्तु अत्र एकं विल्लारूपेण एव प्राप्तुं शक्नुवन्ति प्रकोष्ठद्वयं भवति प्रकोष्ठद्वये अपि मञ्चः भवति एकैकमञ्चे जनद्वयं निद्रां कर्तुं शक्नुवन्ति इदानीं भवन्तः जनत्रयमिति कारणेन अहम् अत्र पृथक् एकं एकप्रकोष्ठे एव एकं पृथक् शय्याः अपि सन्ति इति कारणेन उपयोगं व्यवस्था अस्ति उपयोगं कर्तुं शक्नुवन्ति अत्र शौचालयव्यवस्था बहु उत्तमं भवति सरलमपि भवति न न न अत्र यदा विल्ला इति वदामः तत्र एव भवति प्रकोष्ठस्य अन्तर्गतमेव भवनम् एकलधुभवनं भवनस्य अन्तर्गतः एव एतस्य प्रतिदिनं मूल्यं तु भवति पञ्चदशसहस्ररूप्यकाणि हा प्रतिदिनस्य पञ्चदशसहस्ररूप्यकाणि इति भवति भवन्तः कृते यदा अत्र वासं कुर्वन्ति अल्पाहारं निःशुल्कं भवति तदपेक्षया अधिकं किमपि आवश्यकता अस्ति चेत् धनं दत्वा प्राप्तुं शक्नुवन्ति अत्र अल्पाहारे तु दक्षिण भारत अल्पाहारः उत्तरभारत अल्पाहारः विदेशी अल्पाहारः च मिलन्ति न न न भवन्तः तत्र यदा शक्यते समा तस्मिन् समये आगन्तुं शक्यते सार्धसप्तवादनतः दशवादनपर्यन्तम् अल्पाहारव्यवस्था भवति अतः इच्छानुसारं विश्रामं कृत्वा आगत्य खादितुं शक्नुवन्ति यद् आवश्यकं तद् स्वीकृत्य खादितुं आम् आम् आम् अत्र प्रकोष्ठद्वयं भवति जनाः पञ्चजनाः पर्यन्तं वासं कर्तुं शक्नुवन्ति अत्र एकः वासप्रकोष्ठः ड्रायिङ्ग् हाल् नाम्ना अपि भवति तत्र दूरदर्शनव्यवस्था अस्ति अनन्तरम् इण्टर्नेट् व्यवस्था अपि अस्ति पार्श्वे एव एकः लघु तरणतटाकः अस्ति ये इच्छन्ति तत्र तरितुं शक्नुवन्ति इच्छानुसारं यथाशक्तिः तादृशव्यवस्था अस्ति परिसरे बहु उत्तम उद्यानमपि अस्ति अस्तु यदा आगमनसमये अत्र यदा प्राप्नुवन्ति तदा आधार्कार्ड् आनयन्तु यदा भवन्तः आगच्छन्ति समीपे वदन्तु वयं कार्यानतः वस्तूनि अपि नयामः प्रकोष्ठं दर्शयामः व्यवस्था दृष्ट्या

अस्तु अस्तु अस्तु कति दिनानि वासः कुर्वन्ति वासं कुर्वन्ति अस्तु व्यवस्थादृष्ट्या सुरक्षणदृष्ट्या अत्युत्तमस्थानं भवति इतः तमिल्नाडुमध्ये यत्र कुत्रापि गन्तुं शक्नोति मुख्यतया चेन्नै नगरस्य मध्ये अस्ति

अस्तु चिन्तयन्तु नमस्ते धन्यवादः स्वागतम्